हरिः ओम् हरिः ओम् नमस्ते भवती का हरि ओम् का सम्भाषणं करोति मञ्जु भवती ह्यः किमत्थं न आगतवती अहं न दृष्टवती अत्रत्य कार्याणि कानि कार्याणि न कृतवती नास्ति सम्यक् नास्ति तत्र स्वच्छता नास्ति न बात्रू बात्रूं मध्ये स्नानगृहम् अस्ति स्वच्छता नास्ति छात्राः सन्ति किल स्वच्छता नास्ति चेत् ते वदन्ति किल

नास्ति तत्र अङ्गणे मालिन्यम् आसीत् अङ्गाने भवती न मार्जितवती वा भवती अङ्गणे न मार्जितवती वा मालिन्यम् आसीत् छात्राः मालिन्ये क्रीडति चेत् तेषां तेषां मातापितरौ किं वदति किन्तु तत्र मालिन्यम् आसीत् अहं दृष्टवती मालिन्यम् भवती कदा गच्छ गतवती क कः स्थापयति तस्य नाम वदतु अहं पृच्छामि कः अस्ति इति

बालकाः बालकाः मालिन्यं क्षिपति वा आम् अहं वदामि वदामि म एतत् मालिन्यं मातापितरौ पश्यति चेत् किं वदामः वदति तेषां शिशुः मालिन्ये पीडयति चेत् कष्टं किल तद्वारा अहं वदा तद्वारा अहं वदामि तत्र मालिन्यं न मालिन्यं न भवेयुः इति अहं वदामि उत्तमम् उत्तममस्ति प्रतिदिने आगच्छतु प्रति प्रतिदिने आगच्छतु

अस्ति अस्ति अस्ति